चलच्चित्राणि नूनं वस्त्रविन्यासान् प्रभावयन्तस्सन्त्येव यतोहि अस्माकं राष्ट्रे पूर्वं वस्त्रविन्यासः कथमासीत् इदानीं कथमस्ति इति परिशीलयामश्चेदेव ज्ञायते पूर्वं तु सभ्यता आसीत् वस्त्रविन्यासेषु वेष्टीः ध्रियन्ते स्म एवं शाटिकाः ध्रियन्ते स्म अधुना काले विचित्ररूपाणि विचित्रवेषभूषाणादीनि ध्रियन्ते अस्म् अस्माकञ्जनैः तथैव एवं चलनचित्रम् अस्माकं मनसि यथा आरूढं वर्तते इत्युक्तौ तैः यदा ध्रियते वस्त्रं तादृशमेव वस्त्रम् अस्माभिः अपि धर्तव्यम् एवमेव भवितव्यम् इत्येवमादिकम् अस्माकं मनसि तैः चलनचित्रैः आरूढं वर्तते एवं काले काले अस्माकं मनः एवं चलनचित्रेभ्यः विक्षिप्तम् इति दुस्थितिः एव इयं एवम् एतेषां चलच्चित्रस्य वस्त्रविन्यासादिकम् आधृत्य अस्माभिः अस्माकं गृहे अपि च अस्माकं शालासु च आलोचनादिकङ्कर्तव्यमेव एतेषां विषये संस्कृतिः काचित् अस्माभिः अभिवर्धनीया इति मे मतिः एतेषां संस्काराणां वर्धनार्थं गृहमेव प्रथमं तत्र निमित्तं भवति